नमोनमः अहं भास्करः अहम् एकं नोवेल् पुस्तकं नीतम्

तत्र तस्य अध्ययनं करोति चेत् यः पठति तस्मिन् समये यदि दुष्मार्गं प्रति नापि गतवान् दुष्मार्गम् इत्युक्ते यत्र अस्ति यत्र सामाजिकदृष्ट्या अपि वक्तुं शक्नोमि यत् किम् उचितमस्ति न वा आधुनिकसमयान्तर्गते यदि पश्यामश्चेत् तर्हि तत्पुस्तकं पठित्वा अपि सः सर्वमपि मन् स्वमेव स्मृतौ स्थापित्वा तस्मिन् मार्गे गन्तुं शक्नोति किमर्थं तत्र यः संवादः वर्तते तत्र आधुनिककालस्य यत्र नायकनायिकायाः तत्र द्वयोर्मघ्ये किमस्ति किं नास्ति एतत् सर्वं विचिन्त्यपि सः तत्र तस्मिन् मार्गे गन्तुम् इच् शक्नोति किमर्थं पूर्वं तु न गतवान् परन्तु दृष्ट्वा पठित्वा एतस्य प्रभावम् अपि तस्य छात्रस्य उपरि भवितुं शक्नोति एतदर्थम् एतादृशाः एतादृशानि पुस्तकानि न निर्मित् निर्माणियानि किमर्थम् एतस्य प्रभावः छात्रस्य उपरि भवितुं शक्नोति